हरिः ओं हरिः ओं नमस्ते हा ह ह भवता आट चालकः खलु अस्तु अस्तु अस्तु अधुना अहम् इतः अहं तत्र वा वारदियार् पालगडि बारतयार् पाल्गळि कूरं पर्यन्तं गन्तव्यं भवान् आगच्छति वा आ कियत् धनं भवति द्विशतं रूप्यकाणि वा ए अधिकं पृच्छति भो आम् आम् अधिकमेव अहं निरन्तरतया प्रति प्रतिदिनम् अहं गच्छामि एव शतरूप्यकाणि एव दास्यामि भवान् अधिकं पृच्छति खलु अपि अधिकमस्ति चेत् तद् आटो यानमपि अधिकम् उष्णं भवति कारणं वा ओ एवमेव वा एवमेव हु तर्हि भवति वा भवतः चार्ज अस्तु भवति ह न्यूनं भवति मध्याह्नं चेत् अधिकं भवति ओ एवं भवति वा अस्तु अस्तु अस्तु अहं तत् इदानीं प्रथमं शृणोमि एव भवतः वाक्यम् एवं वा अहं तत् प्रतिदिनम् एकेन आटो यानेन गच्छामि सः चालकः तद् बहु परिचितः एव सः शतमेव पृच्छति शतं ह ह अहं गच्छामि तत् गमनार्थमपि भवानेव स्वीकृत्य गृहं पर्यन्तं स्थापनीयं हा द्विशतं ददामि गमनागमनार्थं गमनागमनार्तं द्विशतं दास्यामि पर्याप्तं वा द्विशतं हा द्विशतमेव त्रिशतम् आ न नैवनैव आगच्छति वा आगच्छतु वा अस्तु अस्तु अस्तु अस्तु तर्हि भवतु महोदयेन आगन्तुं शक्यं वा प्रतिदिनं भवता आगन्तुं शक्यते वा आं सार्धनववादने मम गृहम् आगच्छतु ह आं सपादनववादने आगच्छतु सार्दनववादने अत्रतः महाविद्यालयं गन्तव्यं तत् उद्घाटनं भवति प्रत्यागमनं सार्धचतुर्वादने अत्र भवान् भवितव्यः ह सार्धचतुर्वादने तस्य निमेषाः अनन्तरं मम गृहं प्राप्तुं शक्यते ह अस्तु प्रतिदिनं धनं स्वीकरोति मासे स्वीकरोति वा अस्तु आ अस्तु नो चेत् सप्ताहे दास्यामि सोमवासरतः शुक्रवासर पर्यन्तम् आगच्छतु किं भवति प्रतिशतम् अधिकम् एकसहस्रं धनं दास्यामि अस्तु कथं वा भवतः शक्यते वा हा अस्तु महोदय अस्तु सोमवासरे श्वः भवान् सपादनववादने मम गृहं प्रति आगच्छतु ह हा अस्तु महोदय पूर्वमेव आगच्छतु हा नववादने अत्र आगच्छतु हा अस्तु महोदय हा अस्तु